भार्तीयसङ्गीतशास्त्रस्य प्रमुखग्रन्थः बहु अस्ति परन्तु केचित् प्रमुखाः ग्रन्थाः सन्ति यथा नाट्यशास्त्रं सङ्गीतरत्नाकरः सङ्गीतसारसङ्ग्रहः एवं सङ्गीतदर्पणः अस्ति ये ये ग्रन्थाः भारतीयं सङ्गीतं विभिन्नं विभिन्नकार्यक्रमाः विभिन्नतत्त्वस्य ज्ञानम् उदितवान् तस्य ग्र ग्रन्थस्य अध्ययनं कृत्वा भारतीयसङ्गीतस्य बहवः सम्यक् प्रकाराः भवन्ति भारतीयसंस् सङ्गीतशास्त्रस्य मुख्यग्रन्थाः सर्वप्रथमं सामवेदः अस्ति परन्तु इदानीमपि नाट्यशास्त्रस्य साहित्यशास्त्रस्य नाट्यशास्त्रम् अपि ग्रन्थाः सन्ति यथा भार्तीयसङ्गीतम् एवं नृत्यसङ्गीतस्य विस्तारः विस्तारः विस्तृतवर्णनं वर्णनं तस्य भारतीयसंस्कृतौ एवं कलायां कलायाम् एकं महत्त्वपूर्णं स्रोतः अस्ति परञ्च नाट्यशास्त्रस्य कर्तारः महाकविः भरतमुनिः अस्ति एवं सः सङ्गीतसास्त्रस्य सङ्गीत्सास्त्रे बहवः स्वराः सन्ति एतस्य विषये बहुषु सङ्गीतं सः सामवेदे अपि भवति अस्ति